हरिः ओम् नागवाणी भगिनी कथमस्ति भवती अहमपि सम्यक् अस्मि भवती तिरुपतीनगरं गतवती खलु गतसप्ताहे दर्शनं सम्यक् अभवत् वा जनाः बहवः सन्ति वा आम् आम् उत्तमम् उत्तमं भगिनी प्रसादम् आनयति खलु मम कृते अस्तु अस्तु भगिनी किमपि नास्ति अस्माकं समूहे भवती अपि नूतनेन आगतवती अहमपि नूतनम् अस्मि अतः किञ्चित् सम्भाषणं कर्तुम् इच्छामि आगामी सप्ताहे दशरानवरात्रि अपि अस्ति किं करणीयं तत् विषये इति चर्चां कर्तुम् आह्वयामि आम् ओ उत्तमम् उत्तमं भगिनी अनन्तरं लघुवनम् अस्ति खलु क्लब् हौस् पृष्ठतः अत्र कानिचन पुष्प सस्यानि आरोपयति चेत् उत्तमं भवति इति अहं चिन्तयामि

ओ उत्तमम् उत्तमं भगिनी तानि अपि स्थापयामः आरोपयामः अनन्तरं नवरात्रीकृते भवती लता भगिन्यां सह भगिन्या सह चर्चां करोतु देवी अलङ्करणम् अलङ्करणं कथं करणीयम् इति

अहं पद्मा भगिन्या सह चर्चां करोमि प्रसादं तस्मिन् दिने के किं प्रसादम् आनीतव्यम् इति अस्तु अनन्तरं किमपि अस्ति वा भगिनी अहं किमपि विस्मरति वा ओ कर्मकर्यः आगच्छन्ति वा अस्तु अस्तु सम्यक् प्रक्षालनमपि कृतवन्तः वा मार्गाः सर्वाः एकवारं पुनः प्रक्षालनं करणीयं दसरा नवरात्रि आरम्भात् पूर्वमेव भवती एव वदतु भवती एव वदतु अस्तु भगिनी श्वः पुनः एकवारं सम्भाषणं कुर्मः

अस्तु धन्यवादः भगिनी मेलिष्यामः जय् श्रीराम्